हरि ओम् अहं तु सर्वदा चित्रकलाविषये किञ्चित् आसक्तिम् अन् पश्यामि यदा वयं स् किञ्चित् समयं प्राप्नोमि तदा पत्रेषु चित्रं लिखामि तत्रापि किञ्चित् रेखाङ्कनं रीत्या चित्रकरणं मम कृते रोचते तत्रापि अन्येषां सहायतां प्राप्तुं तत्र अवकाशः न्यूनः अस्ति अतः अहमेव एकमेव तत्र कृष्णवर्ण अथवा नीलवर्ण लेखनीं स्वीकृत्य रेखाङ्कनरीत्या अथवा रङ्गोलि इति यद्वयं वदामः तादृश रीत्या चित्रं करोमि सद्यः अहं तावदेव तत्र आङ्ग्लभाषायां फ़्रीड् फ़्रीहेण्ड् ड्रायिङ्ग् इति यद्वदामः तादृशरीत्या बहुस्वतन्त्ररीत्या मम हस्तम् उपयोगं कृत्वा विशेष चित्रम् अहं कृतवानस्मि तथैव अन्यपत्रेषु अपि किञ्चित् द्विविध आकार संयोजनेन विविधविशेषचित्रम् अपि अहं तत्र कृतवान् अस्मि मम कृते एतद्रीत्या रेखाङ्कन योजनं कृत्वा चित्रकरणं बहु रोचते किमर्थमित्युक्ते यदा वयं चिन्तयामः अन्यत् वर्ण अनन्तरम् अन्यत् संयोजनं तदर्थं किञ्चित् अधिकं सम्पत्मूलमपि अवश्यकम् अधिकसमयमपि अवश्यकम् अत्र किञ्चित् लघुसमयेन एव वयम् उत्तमरीत्या विविध आकारं संयोज्य उत्तमचित्रं कर्तुं शक्नुमः एतद्रीत्या उत्तमचित्रम् इतोपि भवतु इति देवं सम्प्रार्थ्य विरमामि धन्यवादः